अहं मम छायाचित्रं सामाजिकमाध्यमेषु प्रकाशयामि तत् वाट्साप् मध्ये फ़ेस्बुक् मध्ये इन्सटाग्राम् अक्कौण्ट्स् मध्ये अपि मम छायाचित्रम् अहं प्रकाशयामि किमर्थम् इत्युक्ते जनाः जानन्ति अनन्तरम् अहं कुत्र कुत्र गतवती किं किं दर्शितवती सर्वं जनाः ज्ञातुं शक्यते अनन्तरं तत्रैव छायाचित्रं भवति चेत् तत् सेव् भविष्यति यदा कदापि आवश्यकं भविष्यति चेत् तत् स्वीकर्तुं शक्यते तत् कारणात् अहं सामाजिकमाध्यमेषु मम चित्रं प्रकाशयामि तत् सेफ़् अक्कौण्ट् द्वारा एव मम छायाचित्रम् अहं प्रकाशयामि किमर्थम् इत्युक्ते तस्य उपयोगः दूरुपयोगः न स्यात् इति कारणात्